अत्र स्मृतीनां विस्तारविषये परिचयं कारय कृपया इति स्मृतीनां परिचयः पृष्टः स्मृतिः इति शब्दैव कथयति अत्र कश्चन विषयः स्मृतः अस्ति स्मृतः इत्युक्तौ पूर्वं केनापि प्रमाणेन सः विषयः ज्ञातः अनुभूतः आसीत् कालान्तरे केनापि कारणेन विस्मृतम् अनन्तरं पुनः स्मर्यते स्मृतिशब्दः ऋषिभिः यः अर्थः स्मृतः तैः प्रणीते ग्रन्थे स्मृतिशब्दः अस्ति एवं वर्तते वस्तुतः वेदोऽखिलो धर्ममूलम् इत्युक्तरीत्या धर्मे प्रमाणं भवन्ति वेदाः धर्मज्ञसमयप्रमाणं वेदाश्च वेदोऽखिलो धर्ममूलम् एवं चोदना लक्षणोऽर्थो धर्मः इत्येवं वेदानां धर्मे प्रमाणत्वम् उक्तं किन्तु काले गच्छति सति वेदोक्तः अर्थः इतःपरं सर्वात्मना सर्वैः न ज्ञायेत किन्तु सः अर्थः रक्षणीयः इति धिया वेदेषु उक्तः एव अर्थः अनेके महान्तः मुनयः स्वीयग्रन्थेषु योजितवन्तः अतः वेदे वेदोक्तः अर्थः स्मर्यते ऋषिभिः एषु ग्रन्थेषु ते ग्रन्थाः स्मृतिग्रन्थाः तत्र स्मृतिशब्देन वस्तुतः अस्माभिः मनुस्मृतिः याज्ञवल्क्यस्मृतिः इत्येवं शृत्यनुसारिण्यः स्मृतयः गृह्यन्ते किन्तु इतरेषां मते अर्थात् ये नास्तिकाः भवन्ति वेदविरोधिनः तेषाम् अपि ग्रन्थाः स्मृतिशब्देन कथ्यन्ते किन्तु सः ग्रन्थः वेदविरुद्धः इति कारणेन आस्तिकैः प्रमाणतया न गण्यते किन्तु तैः सह ग्रन्थः स्मृतिग्रन्थः इति व्यवह्रियते इदानीं किं जातम् एकत्र मन्वादिस्मृतयः सन्ति ताः अपि स्मृतयः अपरत्र नास्तिकैः बौद्धादिभिः प्रणीताः ग्रन्थाः ते ग्रन्थाः अपि स्मृतयः तर्हि इदानीम् उभयविधस्मृत्योरपि किं प्रमाणत्वं स्वीकर्तव्यम् इति जिज्ञासायां मीमांसाशास्त्रे एवं निर्णयः कृतः विरोधे त्वनपेक्षं स्यात् असति ह्यनुमानम् इति इदानीं स्मृतिग्रन्थे यः विषयः उक्तः सः विषयः तदानीमेव स्वीकर्तुं शक्यः यदी उपलभ्यमानः वेदविरोधो न स्यात् उपलभ्यमाने वेदे एव तद्विरुद्धः अर्थः लभ्यते चेत् तर्हि वेदविरुद्धम् अर्थं या स्मृतिः कथयति सा प्रमाणं न भवति यतः स्मृतिग्रन्थस्य इदमेव वैशिष्ट्यं यत् अनुपलभ्यमानवेदवाक्येषु उक्तः अपि अर्थः अत्र स्मर्यते इति यदि मूलेनैव विरोधः वर्तते तर्हि सः अर्थः स्वीकर्तुम् अयोग्यः अतः बौद्धादिस्मृतिषु वेदविरुद्धः अर्थः उक्तः इति कारणेन ते बौद्धादिप्रणीताः ग्रन्थाः प्रमाणतया न स्वीक्रियन्ते एवञ्च वेद अविरुद्धाः स्मृतयः प्रमाणं ताश्च स्मृतयः अनेकाः भवन्ति प्राधान्येन स्मृतिग्रन्थेषु सर्वत्र प्रसिद्धः वर्तते अयं ग्रन्थः मनुस्मृतिः इत्याख्यः बह्व्यः स्मृतयः सन्ति यथा मनुस्मृतिः याज्ञवल्क्यस्मृतिः पराशरस्मृतिः एवं बह्व्यः सन्ति किन्तु मनुस्मृतिः इतरस्मृतिग्रन्थान् अतिशयति वेदे एव यद्वैकिञ्च मनुरवदत् तद्भेषजम् इत्युक्तं मनुः यद्यद् कथयति तत्सर्वं प्रमाणम् इति यद्यपि मनुस्मृतिः सः पौरुषेयः ग्रन्थः तथापि इतरस्मृत्यपेक्षया वेदस्य अविरुद्धः अर्थः तत्र द्रष्टुं शक्यः तस्मात् मनुस्मृतौ यद्यद् उक्तं तत्सर्वं प्रमाणतया स्वीकर्तव्यं तस्य अर्थः विचारणीयः मनुस्मृतेः बह्व्यः बह्व्यः व्याख्याः भवन्ति तत्र कुल्लूकभट्टकृतव्याख्या मेधातिथिव्याख्या इत्येवम् एवम् अन्याः स्मृतयः मनुस्मृतिं विहाय विचारयामश्चेत् याज्ञवल्क्यस्मृतिः इति वर्तते याज्ञवल्क्यस्मृतिः सः अपि प्रसिद्धः एव ग्रन्थः तत्रापि विज्ञानेश्वरेण कृता व्याख्या वर्तते मूलग्रन्थस्य या प्रसिद्धिः अस्ति तथैव सा एव प्रसिद्धिः व्याख्यानस्यापि वर्तते एवञ्च याज्ञवल्क्यस्मृतिः तस्याः व्याख्यानं विज्ञानेश्वरकृतम् एतदुभयं प्रसिद्धमस्ति एवं चिन्तयामः स्मृतिग्रन्थेषु केवलं यागादिकर्मविषये उच्यते किन्तु तथा नास्ति स्मृतिग्रन्थेषु आचारः व्यवहारः प्रायश्चित्तम् इति त्रिधा विभागः अस्ति तत्र आचारकाण्डे वेदोक्तः धर्मः अर्थात् तत्तत् पुरुषैः कर्तव्यं कर्म विस्तरेण निरूपितं यागादिकर्माणि तत्र भवन्ति किन्तु व्यवहाराध्यायः यदा भवति तत्र तु लोके ये व्यवहारस्सन्ति यथा अस्मिन् काले तेषां व्यवहाराणां विषये महान् विचारः कृतः अद्य वयं शासनम् इति यत् लोके व्यवहरामः सर्वस्यापि ई लोकेस्य संविधानम् इति शब्देन कथ्यमानः शासनग्रन्थः मूलं भवति अत्र यथा व्यावहारिकाः विषयाः निर्णीताः विचारिताः तथैव तस्य मूलतया अस्माकं स् स्मृतिग्रन्थेषु वर्तन्ते ते विषयाः यस्मिन् भागे निरूपिताः ते व्यवहार अध्यायः इति शब्देन कथ्यन्ते एवम् अन्यः ग्रन्थः भवति नाम तृतीयः अंशः स्मृतिग्रन्थेषु प्रायश्चित्तमिति ज्ञात्वा अज्ञात्वा वा जनाः दोषम् आचरन्ति किन्तु तस्य दोषस्य परिमार्जनमपि कर्तुं शक्यं यथा लोके कश्चिद् अपराधी अपराधं कृतवान् तदा तस्मै दण्डः प्रदीयते एवमेव केचन विषयाः एवं भवन्ति यैः ये विषयाः लोके अज्ञाताः केनापि न ज्ञाताः किन्तु सः कश्चिद् दोषं कृतवान् सर्वस्यापि दोषस्य फलम् अस्मिन्नेव जन्मनि न अनुभूयते कदाचित् कस्यचित् दोषस्य फलम् अस्मिन् जन्मनि अनुभूयते कदाचित् जन्मान्तरे अतः दोषस्य आधिक्यं न भवेत् दोषाः कृताश्चेदपि न्यूनाः भवेयुः ते दोषाः कथञ्चित् केनचित् प्रकारेण वारयितुम् अपि शक्याः तर्हि कस्य दोषस्य कः परिहारः किं कर्म क्रियते चे पूर्वोक्तदोषस्य अर्थात् पापस्य परिहारो भवति इति विचार्य अस्य दोषस्य इदं प्रायश्चित्तम् इति स्मृतिग्रन्थेषु निरूपितं सः प्रायश्चित्ताध्यायः इति कथ्यते एवञ्च आचारः व्यवहारः प्रायश्चित्तञ्चेति प्राधान्येन त्रिविधाः विषयाः स्मृतिग्रन्थेषु निरूपितास्सन्ति अनन्तरम् आधुनिके काले एकैकं विषयम् आदाय विभिन्नासु स्मृतिषु कथं निरूपणं कृतम् इति सङ्ग्रहोऽपि कृतः यथा धर्मस्य स्वरूपं किम् इति जिज्ञासायां मनुस्मृतौ एवम् अस्ति याज्ञवल्क्यस्मृतौ एवम् अन्यस्मिन् पुराणे एवम् इत्येवम् एकविषयसम्बद्धाः बहवः अन्ये अवान्तरविषयाः एकत्र सङ्ग्रथिताः भवन्ति ते ग्रन्थाः निबन्धशब्देन कथ्यन्ते एवं न केवलं मनुस्मृतिः अथवा स्मृतिनाम्ना यः ग्रन्थः प्रसिद्धः स एव ग्रन्थः इति न कदाचित् स्मृतिः कदाचित् पुराणं महाभारतम् अन्येऽपि ये वेद अविरुद्धाग्रन्थाः सन्ति ते सर्वेऽपि स्मृतिशब्देन व्यवह्रियन्ते तत्र रामायणमपि स्यात् महाभारतं स्यात् भगवद्गीता स्यात् एवं विधाः सर्वेऽपि ग्रन्थाः स्मृतिशब्देन वक्तुं शक्याः अस्तु एतावता अत्र समापयामः